अहं तु प्रतिदिनं तु योगः मम गृहे तु कुर्वन् अस्मि

ते न इच्छन्ति एव कर्तुं किन्तु अहं तु प्रयत्नं कृतवान् अस्मि किन्तु मम प्रभावः तु तावत् न आसीत् अहं तु मम अरोग्यविषये तु सम्यकेव अस्ति किन्तु अहं योगस्य विषये तु अहम् इत्युक्ते पतञ्जलेः योगः वा नो चेत् पतञ्जलैः योगस्य विषये सम्यक्तया सम्यक् रीत्याहं पठितवान् आसम् आसम्